ऐ पेड् इत्यनेन सह समस्या तु एका एव वर्तते यत् तत् बृहत् भवति अस्माभिः सरलरूपेण तम् इतस्तता नेतुं न शक्नोमि नेतुं न शक्नुमः इती एव तस्य एकः एव समस्या वर्तते